हरि ओं हा कुत् कुत्र अस्ति भगिनी भवत्याः गृहं हा अहं पश्यामि इदानीं तत्रैव अन्यमार्ग अन्यमार्गे अस्मि इतोपि दशनिमेषे आगच्छामि तत्र आगमिष्यामि आगच्छामि हा हा इदानीमेव कार्यं इदानीमेव आगच्छामि हा तत्र दृश्यते तदेव भवतः गृहं वा भवत्याः गृहं वा हा हा हा हा हा हा हा वदतु भगिनी वदतु इदानीं ओहो हो पश्य पश्यामि एकवारं पश्यामि किं अभवत् इति आहा इदानीं सर्वं समीचिनमेव अस्ति तत्र आहा तत्र द्रष्टुं शक्यते वा भवति हा तत्र वैर् ज्वलन्नस्ति इति दृश्यते मया हा हा हा तत्र गतमस्ति वैर् सर्वं गतमस्ति रात्रौ रात्रौ वृष्टिः आसीत् इति बहुषु गृहेषु एवं एवं अस्ति एवं एवमेव अस्ति ओ बहु वै वैर् सर्वं रिपेर् कर्तुम् इदानीं पश्याम् पश्यामि मम समीपे बहवः कर्मकराः नास् नास्ति सर्व सर्वत्र हा हा प्रयत्नं प्रयत्नं करोमि प्रयत्नं एकं कार्यं करोतु मूल्यं तु द्रष्तव्यं दशसहस्ररूप्यकाणि भवन्ति इति भगिनि भगिनि पश्यतु तत्र इदा त पश्यतु अत्र पश्यतु भवतः भवत्याः गृहे एतत् सर्वं तन्तु वैर् ज्वलितमस्ति इन्वर्टर् अपि कार्यं कार्यं न हि न करोति पश्यामि पश्यामि एए एकं वारं पश्यामि म मम कर्मकरान् प्रेषयिष्यामि एकवारं दृष्ट्वा सहस्रं एक एकसहस्रं द्विसहस्रं न्यूनं कृत्वा द्विसहस्रं न्यूनं कृत्वा एव ददातु भवती हा हा पर्याप्तं हा हा हा अवश्यं अवश्यं अवश्यं हा पर्याप्तं पर्याप्तं धन्यः